दुष्प्रभावाः एव अधिकाः भवन्ति ते समयस्य व्यर्थम् अधिकं तत्सर्वं दृष्ट्वा व्यर्थम् एव अधिकं क करोति कुर्वन्ति अधिकं व्यर्थं भवति पा विद्यालयविषये श्रद्धा न्यूनं भवति पा पाठान् सम्यक् न पठन्ति किम् इत्युक्ते ते समयस्य व्यर्थम् एतद् व्य् विषये एव अधिकं जातम् अतः पठनविषये श्रद्धा श्रद्धा ज्ञानविषये अपि न्यूनम् एव भवति शारीरकस्वास्थ्यम् अपि स् अधिकं त दूरभाषा अधिकदूरदर्शनम् आदि दृष्टं दृष्टन्ति चेत् तदपि हानिः हानिः एव भवति आरोग्यविषये अपि